अहं पूर्वं आकाशवाणी मद्ये कार्यं कृतवती अस्मि तत्र सम्भाषणसमये कोपि न दृष्यते किन्तु ते सर्वे तेषाम् गृहे एव उपविश्य अस्माकं ध्वनिं शृण्वन्ति तदनन्तरं वयं किम् उक्तवन्तः तद् तेषां किम् अवगतं तत् सर्वं लिखित्वा ते पत्राणि प्रेषयन्ति तत् तु बहु सम्यक् भवति अस्माकं तु घर्वस्थानम् इति भासते तदनन्तरं इदानीम् अहं बालकेन्द्रशिक्षिका अस्मि तत्र लघु लघु बालाः आगच्छन्ति प्रथमदिनं ते एकशब्दम् अपि संस्कृतं वक्तुं न शक्नवन्ति किन्तु प्रतिदिनामान्तरम् एकम् एकम् इति कृत्वा अन्ते ते नाटकं सर्वं कृत्वा वाक्यं वदन्ति खिल तस्मिन् समये बहु आनन्दः भवति सार्थकम् इति भासते